कृषिकाणां क्षेत्रं ग्रामे भवन्ति परन्तु विपणिः तु नगरे भवन्ति कृषिकाणां कार्यं तु सस्यवर्धनम् एव व्यापारस्य विषये कदाचित् अधिकं ज्ञानं न भवति तदा मध्यवर्तिनः साहायं कुर्वन्ति तेन कृषिकाणाम् उत्पन्नानि शिघ्रतया सुलभतया च विक्रयणं भवति परन्तु मध्यवर्तिनः सर्वदा उत्तमाः जनाः न भवन्ति कापठ्यं दर्शयन्ति अतः कृषिक् कृषिकाणां कृते सम्यक् मूल्यं तस्य उत्पन्नाय न लभ्यते एवं एवं रीत्या शोषणं कुर्वन्ति